पुन्नेना हरिः ओं श्वेता अस्मि वदन्तु तु भवती उक्तवती किल किमपि नूतनयोजना अस्ति अन्तर्जालात् पाठनविषये सूचयतु किं कर्तव्यम्

अस्तु

अस्तु अस्तु उत्तमः उत्तमः प्रकल्पः भासते महोदय कथं कर्तव्यं भवती किं चिन्तयति आरम्भे किं कर्तुं शक्यते अनन्तरं योगशिक्षकाः ते पृथक् पृथक् संस्थातः सन्ति कदाचित् स्वयमेव पाठयन्ति नाम तेषां सङ्ग्रहणमेव प्रथमं कर्तव्यम् अहं चिन्तयामि यतोहि किम् एकस्मिन्नेव छत्रे ते आगच्छन्ति वा न आगच्छन्ति वा तस्मिन् विषये अपि चिन्तनं कर्तव्या अनन्तरं सङ्ग्रहणं कृत्वा यथा भवति सम्भाषणसन्देशं पश्यतु संस्कृतभारत्याः अपि दशदिनं संस्कृतम् इति एकः प्रकल्पः चलति एव किल दशदिनं सम्भाषणशिबिरं भवति तत् तादृश शिबिरं कारयित्वा एक सङ्ग्रहणं कृत्वा शिबिरं कारयित्वा संस्कृतं पाठयितुं शक्यते दशदिने किन्तु किं सामान्यसंस्कृतमेव ते अवगच्छन्ति वा वदन्ति वा वक्तुं शक्नुवन्ति किल सत्यम् आमाम्

आमाम् सत्यं सत्यम् पदानां पदानां सङ्ग्रहः कर्तुमपि दातुं शक्यते किल यत्र य येषां पदानाम् आवश्यक्ता अस्ति तस्य सङ्ग्रहणं कुर्मः दातुं शक्यते आवलीरूपेण तर्हि अस्तु महोदय अस्तु तर्हि अहं किं करोमि एकवारं साक्षात् आगच्छामि वयं साक्षात् एव तत्र सम्भाषणं कृत्वा अस्मिन् विषये चिन्तयामः धन्यवादः नमस्कारः पुनर्मिलामः